तमिळ्नाडुः पोलिटिकल्मध्ये पश्यामः चेत् हिन्दुजनानां बउ बहु विरोधम् अस्ति इदानीं समीपकाले अपि पश्यामः चेत् डि एं केमध्ये एकः एम् एल् ए एवं सनातनधर्मस्य नाशं करोमि एवं सर्वं वदन्तः सन्ति तन्मध्ये इदानीं तमिळ्नाडुमध्ये बि जे पिमध्ये यदा अण्णामलै नेता अभवत् तदारभ्य जनानाम्मध्ये बहु परिवर्तनं दृश्यते यतः एतावत्पर्यन्तम् अत्र जनानाम्मध्ये बहु असत्यं सर्वम् उक्त्वा एवं जनानाम्मध्ये प्रचारं सर्वं कृतवन्तः किन्तु यदा अण्णामलै आगतवान् तदारभ्य सः यत् यत् एतावत्पर्यन्तम् असत्यम् उक्तवन्तः तत्सर्वम् एषः सम्यक् कृतवान् ते असत्यमेव कथितवन्तः इति सः नि निरुपितवान् अतः अन्य पुलिटिकल् जनानाम्मध्ये अन्नामलै इत्युक्ते एकं सिंहस्वप्नमेव दृश्यते